मम मित्राणि बहूनि सन्ति तानि सर्वाणि अपि वित्तकोशे आधिक्येन कार्यङ्कर्तुम् इच्छन्ति किन्तु ये बान्धवाः सन्ति ते सर्वेपि उद्योगङ्कर्तुम् इच्छन्ति मम तु इच्छा अस्ति कुत्रचित् वित्तकोशक्षेत्रे एव कार्यङ्करोमि इति अतः ममापि इच्छा तत्रैव वर्तते वित् वित्तकोशे इति गन्तव्यं मम मित्राणां मम् मित्राणि यानि सन्ति तेषां य् या इच्छा वर्तते सा इच्छा ममापि वर्तते किन्तु मम बान्धवाः ये सन्ति सम्बन्धिनः ते सर्वेपि उद्योगङ्कर्तुम् इच्छन्ति किमर्थमिति चेत् उद्योगे अधिकं धनं लभ्यते इति कृत्वा किन्तु तत्सत्यम् अधिकं धनं लभ्यते इति सत्यं किन्तु उद्योगे बहुकार्यङ्कर्तव्यं भवति उद्योगञ्चेत् स्वकी स्वकीयमुद्योगं भवति इदानीं वित्तकोशक्षेत्रे चेत् तर्हि तदन्यस्य भवति तत्र गत्वा अस्माभिरेव किमपि कर्तव्यं तत्र यत् क दत्तं कार्यं तत्सर्वं कर्तव्यं तदस्माभिरेव कर्तव्यम् उद्योगञ्चेत् तर्हि स्वकीयम् उद्योगं भवति अतः किन्तु इदानीं मम इच्छा या अस्ति सा परिवर्तिता अस्ति मम तु इच्छा वर्तते इदानीं उद्योगङ्कर्तव्यम् इति उद्योगञ्चेत् स्वकीयमुद्योगं चेत् स्वकीयं किमपि उद्योगं स्थापनीयं तत्र जनान् योज्य जनान् योजयित्वा उद्योगञ्चालनीयं अतः अहमपि प्रेरयन् अस्मि मम यानि मित्राणि सन्ति तानपि प्रेरयन् अस्मि अहं उद्योगं वित्तयोगे वित्तकोषं त्यक्त्वा वित्ते वित्तक्षेत्रं त्यक्त्वा उद्योगं प्रति आगच्छन्तु स्वकीयम् उद्योगं स्थापयन्तु इति किन्तु मम मित्राणि तु तथा न सन्ति ते चिन्तयन्तः सन्ति अहं वित्तकोशे भवामि इति चिन्तयन्तः ते भवन्ति इति बव् वदन्तः सन्ति किन्तु अहं तु किम् इदानीं निश्चयङ्कृतवान् अस्मि स्वकीयमुद्योगं स्थापयामि तत्रैव जनान् नियोजयित्वा कार्यङ्कारयामि इति